अहम् पशूनां पालनकाले तेषां आरोग्यविषये सम्यक् विचारं करोमि पशूनाम् आरोग्यार्थम् प्रतिदिनं तेभ्यः उत्तमम् आहारं ददामि तथैव प्रतिदिनं स्नानादिकं च कारयामि तथा तस्य निवासस्थानस्य स्वच्छताविषये बहु ध्यानं ददामि यतोहि तस्य निवासस्थानम् यदि स्वच्छता भवेत् तदा पशवः रुग्णः एव न भविष्यन्ति पशुः पशुपालनकाले एतेषां मुख्यबिन्दूनां सम्यक् प्रकारेण ध्यानं दत्वा पशुपालनं करोमि